भारतस्य प्रसिद्धाः नृत्यशैल्यः बह्व्यः वर्तन्ते तत्र भरतनाट्यं मोहिनियाट्टं कथकळि ओड् कथक् पुनः तत्र प्रादेशिकरीत्या कलाः तु बह्व्यः वर्तन्ते कलाः इत्युक्ते नृत्तकलाः तत्र ग्राम्यः ग्रामजनाः पुनः तत्र तत्र मन्दिराणि मन्दिरेषु बहु नृत्तकलाः वर्तन्ते नाम ओटन्तुळ्ळल् शीदङ्गन्तुळ्ळल् परयन्तुळ्ळल् पुनः कूडियाट् पुनः चाक्यार्कूत् नङ्यार्कूर्त् अनन्तरं नाडोडिनृत्तम् इति सर्वाः नृत्तकलाः बह्व्यः वर्तन्ते तत्र मुख्यजनाः यदि वदामः चेत् सुधा इति एका अस्ति अस्माकं मलयाळ रा केरलराज्ये कैरलीयाः सन्ति शोभना विनीत् विनीतः आशाशरत् लक्ष्मीगोपालस्वामी चेति बहवः नर्तकाः सन्ति ते सर्वेषु नृत्तरूपेषु अग्रे कन्याः अग्रगण्याः एव वर्तन्ते तत्र तेषां प्रावीण्यमपि विश्वप्रसिद्धाः एव सन्ति एते नर्तकाः